याः लताः पुष्पं दास्यति तादृशानि लताः अहं वर्धयामि क्रोटन्स् वदति वा तदपि अहं मह्यं रोचते ते अपि अहं वर्धयामि मनी प्लाण्ट् इत्युक्ते ये सस्यम् अस्ति ते अपि अहं वर्धयामि चम्पकपुष्पं मोग्रा इति मराठी मध्ये यद्वदति तत् पुष्पं हिबिस्कस् इति युक्ते तत् पुष्पमपि अहं वर्धयामि ब्रह्मकमलम् इति उक्ते तत् पुष्पमस्ति तदपि मम समीपे अस् सन् अस्ति कमलमपि सन्ति वाटर् लीलि इत्युक्ते यत् पुष्पमस्ति तदपि मम अक् अहं रोचते